मम इष्टतमः सङ्गीतज्ञः बालसुब्रह्मण्यमहोदयः लता मङ्गेष्कर् एस् जानकी वाणी जयराम् अपि मम इष्टतमा सङ्गीतज्ञाः सन्ति प्रायः बहवः सङ्गीतज्ञाः सङ्गीतस्य स्वरस्य तालस्य च विषये एव तेषाम् अवधानं किन्तु बालसुब्रह्मण्यमहोदयः उच्चारणस्पष्टताविषये बहु अवधानं स्वीकरोति सः महोदयः बहु सम्यक् गायति पाठनसमये अपि छात्राणां स्वरस्य विषये तालस्य विषये एव अवधानं नास्ति निरूपणविषय विषये वस्त्रसंहितायाः विषये च चिन्तनम् अस्ति शिष्टाचारस्य विषये अपि तस्य इच्छा आसीत् एतानि तस्य वैशिष्ट्यानि